मया दन्तफेनकम् आर्डर् कृतमस्ति सम्यकेव परन्तु यावत् धनं मया दत्तम् अस्ति तावत् क्वान्टिटि न आगतम् अस्ति तत्र उपरि लिखितम् अस्ति हण्ड्रेड् ग्राम्स् दत्तम् अस्ति फिफ्टि ग्राम्स् धनमपि अधिकमस्ति यावत् धनं वयं दत्तं तावत् धनार्थं तद् फेनः न्यूनं भवति दन्ताः अपि सम्यक् न भवती अस्ति इदानीं पीडा अपि आगच्छति अस्ति धन्यवादः